संस्कृतक्षेत्रे क्रियमाणानां संशोधनानां गुणवत्ताविषये विवादस्य कारणमस्ति पिष्टस्य पेषणमेव यदि समीक्षात्मकं गवेक्षात्मकं च शोधकार्यं भविष्यति तर्हि विवादस्य अवसरः एव नास्ति इदानीं तु गवेशकाः नूतनविषयम् आश्रित्य शोधकार्यं कुर्वन्ति शोधकार्यं तच्च परकञ्च कुर्वन्ति अतः विवादो नैव भविष्यति यदि पिष्टस्य पेषणं भविष्यति चेत् तदा अवश्यमेव महान् विवादः दृश्यते एव अतः किंकरणीयं प्रथमं तावत् पिष्टस्य पेषणं नैव करणीयं तच्च परकं समीक्षात्मकं गवेशात्मकं च शोधकार्यं करणीयं तदा कथमपि विवादो नैव भविष्यति नास्ति विवादस्य अवसरः